धार्मिक अब्यासेन समं लघुव्यवहारानि संलग्नानि सन्ति यदा ध्यानं दीपप्रज्वालनं देवतपूजा इत्यादि एतद् व्यवहारामि श्रद्धावर्धनं कथं सहकुर्वन्ति इत्युक्ते तेषां प्रतिदिन अभ्यासेन वेद अध्ययनं प्रतिदिनं करोति दीपप्रज्वालनं प्रतिदिनं करोति इत्यादि कार्यानि प्रतिदिनं करोति चेत् श्रद्धावर्धनं भविष्यति